समाजे शिक्षा तु आवश्यकमेव बालाः वा बालिकाः पुरुषाः वा महिलाः शिक्षणं तु आवश्यकमेव व्यवहारः कुर्वन्ति तर्हि शिक्षा शिक्षणम् आवश्यकं लौकिकशिक्षणात् परं सामान्यतः शिक्षणं यदि कथम् आचारः कुर्मः ज्येष्ठानां ज्येष्ठैः सह वा अस्माकं मित्रैभ्य सह समाजे वा अस्माकं वर्धनं कथं भवेत् एतस्यापि शिक्षणम् आवश्यकम् महिलानां कृते शिक्षणं तु आवश्यकमेव तेषां दायित्वमपि अधिकमस्ति अस्माकं परिवारे यदि महिला शिक्षिता अस्ति व् संस्कृत् संस्कारिता अस्ति तर्हि अस्माकं परिवारः अपि संस्कारपूर्णं भवेत् भविष्यति